उद्यानकार्यं सस्यवर्धनं च मम बाल्यकालाद् एव अत्यन्त अभिरुचेः विषयः आसीत् यस्मिन् समये अहं बालकः आसम् तस्मिन् समये मम ये गृहीयाः ते सर्वे मम गृहात् बहिः या लघुभूमिः वर्तते तत्र गत्वा साक्षात् सस्यवर्धनम् उद्यानकार्यं च कुर्मः तस्मात् तेभ्यः जनेभ्यः अहम् उद्यानकार्ये अग्रेसरः भूतवान् यस्मिन् उद्याने एतस्मिन् उद्यानकार्ये सस्यवर्धने च मम मुख्यप्रेरिका अस्ति मम माता तया सह एव तत्र उद्यानकार्ये साक्षात् अहं अग्रेसरः भूत्वा